तस्मात् तत्तद्राज्यस्य वस्त्रविन्यासः तत्तद्राज्यस्य परिचयप्रतीकं वर्तते प्राक् इमानि पारम्परिकवस्त्राणि दैनन्दिनपरिधानवेषः आसीत् किन्तु सम्प्रति पाश्चात्यवस्त्रविन्यासस्य महान् प्रभावः भारतीयेषु दरीदृश्यते तस्मादेव इमानि पारम्परिकवस्त्राणि सम्प्रति उत्सवदिनेषु एव परिधानं कुर्वन्ति पारम्परिकवस्त्रविन्यासः साम्प्रतिके काले विशिष्टदिनस्य उत्सवदिनस्य वा परिधानवेषः जातोस्ति अहं तु भारतीयपरिधानमेव क्रीणामि यथा शाटिका प्रायः मम राज्ये एव तस्य क्रयणं करोमि